विद्यालयेषु भाषा तथा च सामाजिकविज्ञानशिक्षणं शारीरिकशिक्षा परिवेषशिक्षा इत्यादि बहुविध विषयाः पाठ्यन्ते तेषु भाषाणां त्रिभाषासूत्रानुसारं भाषात्रयाणां पाठनं भवति ततः गणितशास्त्रं विज्ञानशास्त्रं तेन साकं सामाजिकविज्ञानं प्रभृतयः विषयाः अपि तत्र पाठयन्ति तेषु बहुविधाः श् बहुविधाः विषयाः यथा योगादि शारीरिकशिक्षाः शरीरस्य उन्नतिं साधयन्ति तथा च सामाजिकविज्ञानं भाषादयः सामाजिक विकासदृष्ट्या अत्यन्तम् उपकाराय कल्पन्ते तत्र एतेः एतेषां विषयाणां पाठयितुं ये शिक्षकाः भवन्ति तेषु बहवः शिक्षकाः अत्यन्तं कौशलयुक्ताः सन्ति परन्तु केषुचित् स्थानेषु यथा सर्वकारीय विद्यालयादीषु केचनाः शिक्षकाः तत्र स्व स्वस्य सम्पूर्ण क्षमतायाः प्रयोगं न कुर्वन्ति अन्यच्च यत्र अनसर्वकारीयाः विद्यलयाः सन्ति तेषु विद्यालयेषु शिक्षकाः निश्चिततया स्वकौशलस्य यथा प्रयोगम् करिष्यन्ति तथैव विद्यालयस्य ये प्रबन्धकाः भवन्ति तस्योपरि ध्यानं प्रदास्यन्ति अतः तस्य विद्यालयस्य गुणवत्तां पाठनशक्तिं च यद्यपि सर्वकारीयः विद्यालयस्य समलक्षः भवितुं नार्हति कदाचित् तस्य विद्यालयस्य स्थरं सर्वकारीय विद्यालयपेक्षया अधिकाः भव भविष् भवन्ति अतः अद्यत्वे जनाः प्रायशः अनसर्वकारीय विद्यालयेषु स्वछात्रान् स्व स्व बालकानां स्व बालिकानां च पाठयितुं प्रेरयन्ति